देशीयचिकित्सापद्धत्यामेव आयुर्वेदः योगः होमियोपति इत्यादिकं आगच्छति अत्र यदि वयं आयुर्वेदवैद्यस्य समीपं गच्छामः तर्हि तदा तु सम्यक् ज्ञातुं शक्यते ते स्वनाडीं दृष्ट्वैव देहे कः व्यत्यासः जातः अस्तीति वदन्ति मया तु आधिक्येन अलोपतिचिकित्सा एव स्वीकृता मत्परिवारे अलोपति तथा आयुर्वेदचिकित्सा उभयत्रापि उभयमपि स्वीक्रियते